आं मम इष्टतमा पुस्तकशृङ्खला अस्ति कन्नडभाषायां डी वी जी इति कश्चन दार्शनिकः कविः यः अस्ति तस्य सर्वाणि पुस्तकानि सर्वविधानि सः तु पद्यात्मकानि अपि रचितवान् अस्ति गद्यानि अपि बहु रचितवान् अस्ति लेखनानि अपि विमर्षात्मकानि सर्वविधानि लिखितान् अस्ति तस्य सर्वविधं सर्जनं मम अतीवप्रियं तत्रापि ज्ञापकचित्रशाले इति नाम्ना तेन पुस्तकशृङ्खला लिखिता सा मम इष्टतमा वर्तते तत्र डी वी जी वर्येण दृष्टानां महानीयानाम् उदारचरितानां च कथाः तैः सह तैः सह जातस्य सहवासस्य विषये रोचकाः प्रसङ्गाः डी वी जी वर्येण तत्र प्रदर्शितानि प्रदर्शिताः सन्ति अतः तद् पुस्तक् सा पुस्तकशृङ्खला मम अतीवप्रिया वर्तते प्रायः मया चतुर्वारं वा सा पुस्तकशङ् शृङ्खला पठिता अस्ति